अस्माकं स्वच्छभारत् माध्यमेन इदानीं देशे सर्वत्रापि बहु उत्तमं शिक्षणं जातं इतःपूर्वं वार्ता रूपेण यत्रकुत्रापि न गच्छति स् इदानीं देशे प्रथमवारं मैसूर्नगरं प्रति उत्तमं अवार्ड् इति आगतं स्वच्छविषये अतः वयं इदानींतनकाले जनाः सर्वे अपि शिक्षिताराः अपि सन्ति परन्तु ग्रामजनाः किञ्चित् ते न अवगमन कारणेन ते न जानन्ति

प्रसारमाध्यमेना वा दृश्यमाध्यमेना वा तान् प्रेरयितुं शक्यते नाम तेषां मा मध्ये एका शिक्षिका वा यः कोपि गत्वा ग्रामे एकं समावेशं कल्पयित्वा तां बोधयामः चेत् ग्रामे अपि रोगाः न आगमिष्यन्ति अतः अस्माकं गृहं गृहस्य रक्षणं परिसराः रक्षणं परिशुभ्रता विषये समीचीनतया तेषां अवगाहनं कल्पयामः

वयम् अस्माकं सङ्घजनाः वा भवतु सेवा भारती जनाः वा भवतु ये सेवाकर्तुम् इच्छन्ति बहूषु संस्थासु एतत् सूचयामः चेत् देशे सर्वत्र वैद्यस्य आवश्यकता न भवेत् तादृशं वयं कल्पयितुं शक्यते तत् अस्माकं देशस्य मानवानां च कर्तव्यम् इति अहं मन्ये